अस्माकं प्रदेशे परितः यत् वातावरणं भवति तदेव वातावरणम् परितः आवरणं भवति तदैव पर्यावरणं मूलतः अहं राजस्थानवास्तव्यः अत्र सर्वविधम् अपि वातावरणं भवति यदा शैत्यकालः भवति तदा बहुशैत्यम् अनुभवन्ति जनाः अहमपि अनुभवामि यदा ग्रीष्मः भवति तदा ग्रीष्मः अपि बहुतीव्रः प्रचण्डश्च भवति भगवान् आदित्यः सर्वान् तापयति एवं च यदा वृष्टिकालः भवति यद्यपि उच्यते राजस्थाने वृष्टिः न्यूना भवति तथापि वर्षद्वयम् आरभ्य उत्तमा वृष्टिः भौ भवति इन्द्रदेवस्य कृपया अहम् अनुभवामि मम जीवनकाले विंशतिवर्षेभ्यः प्राक् बहुशैत्यं भवति स्म वृष्टिः अपि उत्तमा भवति स्म परन्तु सम्प्रति घर्मः वर्धितः ग्रीष्मः वर्धितः जनाः ग्रीष्मकाले आकुलिताः भवन्ति एवं च राजमार्गेषु न गच्छन्ति यदा वाहनानि चालयन्ति तदा मध्याह्नसमये ते चालयितुम् अपि न शक्नुवन्ति बहुघर्मात् अस्मिन् प्रदेशे बह्व्यः दुर्घटनाः अपि भवन्ति जनानां स्वास्थ्यं दुष्प्रभावितं भवति ते रुग्णाः भवन्ति अहं कामये ईश्वरं प्रार्थये अस्माकं राजस्थानस्य वातावरणं सर्वविधसौविद्ध्यकरं स्वास्थ्यकरं स्वास्थ्यवर्धकम् आरोग्यप्रदायकं च भवेद् इति